अहं दक्षिणकन्नडजनपदस्य मङ्गलूरुनगरे निवसामि अस्मिन् प्रदेशे सामान्यतः नारिकेलफलं पूगफलञ्च वर्धयन्ति नारिकेलफलं तु पाकक्रियार्थं बहु उपयोगी अस्ति नारिकेलफलं अन्यस्य अन्यकार्याणि अपि तेष तस्य उपयोगः भवति पूगफलं सुपारि इति सामान्येन कथ्यते तत् जनाः खादन्ति पुनश्च तत् वर्ण इण्डस्ट्रि वर्ण उद्यमे पैण्ट् इण्डस्ट्रि मध्ये अपि तस्य उपयोगः भवति इति जनाः वदन्ति अत्र खादनार्थं तण्डुलस्य उपयोगः अधिकः भवति तण्डुल उपयोगार्थं व्रीहि तस्य आरोपणं कुर्वन्ति सामान्यतः वृष्टिकाले एव व्रीहिसस्यस्य वर्धनं भवति मासत्रयानन्तरं यदा फलं भवति फलं भवति तस्य कर्तनं कृत्वा परिष्कर परिष्करणं कृत्वा आपणं ते प्रेषयन्ति